नमस्ते महोदय इदं सुरभि ट्रावेल्स् खलु आम् भवतां पक्षतः एकं साहाय्यम् अपेक्ष्यते अहम् आगामिवासरे नवमदिनाङ्के मम परिवारेण सह त्रिपुरसुन्दरी देवालयम् उदयपुरं गन्तुम् इच्छामि पञ्चजनाः वयं यानेस्मिन् प्रस्थानं कुर्मः प्रातः नववादने देवालये अस्माभिः भाव्यम् अतः सप्तवादने भवान् एकं यानं मम गृहं प्रति प्रेषयतु तत् दिने एव अस्माकं प्रत्यागमनम् अपि भविष्यति एकस्य दिनस्य भाटकं कियत् भवति इति ज्ञापयतु